अस्माकं प्रदेशे सांस्कृतिक क्रीडा सिलम्बम् इति अस्ति अत्र तमिळ्नाडुप्रदेशस्य सांस्कृतिक क्रीडा अस्ति एषा क्रीडा एकं दण्डम् उपयुज्य क्रीडनीया सां समूह सामूहिकक्रीडा अपि अस्ति अथवा इन्डिविजुवल् क्रीडा अपि अस्ति सांस्कृतिक ए एतद् प्रदेशस्य क्रीडा विहाय अन्य क्रीडाः अपि अत्र अस्माकं प्रदेशे छात्राः क्रीडन्ति क्रिकेट् बाड्मिन्टन् फ़ुड्बाल् होकि इति सर्वाः इन्टर्नेशनल् क्रीडाः सर्वं ते क्रीडन्ति